मम पाकशालायां रैस् कुक्कर् अस्ति मिश्रकमस्ति प्रेषणमस्ति ग्रैण्डर् वेट् ग्रैण्डर् अनन्तरं अनन्तरं टोस्टर् अपि अस्ति बहवः सन्ति किन्तु एतादृशानि उपकरणानि न न उपलब्धानि चेत् पक्तुं च् बहवः बहु श्रमः भवति क्लिष्टः अपि भवति कथं पक्तव्यम् इति साधारणतः सुलभतया एव प्रेषणं प्रेषणं न आवश्यकं तदेव अहं पक्तुम् इच्छामि प्रेषणयन्त्रं नास्ति चेत् पूर्वं पूर्वम् प्रेषणम् अपि कर्तुं शक्नुं शक्नुवन्ति किन्तु इदानीं शक्तिः नास्ति अतः तत् कर तत् कर्तुं न शक्नोमि इदानीन्तनकाले कर्मकरी कर्यः अपि तानि कार्याणि न कुर्वन्ति अतः आवश्यकं भवति उपकरणानि विद्युत् उपकरणानि किन्तु तण्डुलम् अपि पक्तुं शक्नोति रैस् कुक्कर् विना तथा एव कानिचन कार्याणि कर्तुं शक्नुवन्ति किन्तु वस्तूनि सन्ति चेत् सुलभं भवति तत् समयं संस्कृतपठने अपि भवितुं अर्हति इति अहं चिन्तयामि